मम प्रियक्रीडे द्वे अस्ति एकं क्रिकेट् द्वितीयं ब्यास्केट् बोल् अहं अधिकाधिकं क न क्रीडामि परन्तु द्रष्टुं क्रिकेट् बहु रोचते मह्यं किमर्थमित्युक्ते क्रिकेट्मध्ये टीम्वर्क् बहु अधिकः